नमस्ते नमस्ते महोदय भवान् कथम् अस्ति सम्यक् हा अहमपि सम्यगस्मि किमर्थं इदम् आगतवान् महोदय सम्यक् चिन्ता मास्तु उदरे वेदना अस्ति वा शिरसि शिरसि अस्ति वा त कु कुत्र कुत्र कुत्र वेदना अस्ति उ उद उदरवेदना ओ हो अधिकं खाद् खादितवान् वा भवान् ह्यः ह ओ हो बहिः बहिः भोजनं खादति वा आपणे वा ओ हो भोजनशालायां तत्र यदा कदा गच्छति वा प्रथमवारं तत्र गच्छति वा यदा कदा तत्र गच्छति वा भवान् प्रतमं प्रथमवारं गच् प्रथमवारम् ओ हो ओ हे तत्र अत्र कथं खादति भवान् ओहो अस्तु अस्तु कृपया उपविशतु अहं किञ्चिद् एक्सामिन् करोमि आम् वा आम् उपविशतु स्टेतस्कोप् यन्त्रेण अहं किञ्चिद् एक्सामिन् करोमि

प्राणः अपानः तु सम्यग् अस्ति इति मन्ये ह अस्तु अहम् ओ औषधं ओ ओषधं ददामि औषधं खादतु कृपया ओषधं खादतु प्रातःकाले प्रातःकाले किञ्चिद् किञ्चिद् अन्यद् न खादतु प्रत् प्रथमा प्रथमवारमेव औषधं खादतु तदनन्तरं तदनन्तरम् अल्पाहारं करोतु औषधं खादित्वा श्वः पुनः आगच्छतु

भवान् चिन्ता मास्तु सर्वं सम्यग् सम्यगस्ति चिन्ता मास्तु धन्यवादः महोदय औषधम् ओ ओ ओ ओ औष औषधं एकवारं खादनीयं श्वः आगच्छतु अहम् एकवारम् अत् अत् प्रातःकाले औषधं औषधं खादित्वा अल्पाहारं कृत्वा आगच्छतु आम् आम् आम् आम् पुनः एकवारं पुनः पुनः अग्रिम पुनः श्वः पुनः आगच्छतु अहं इदानीं ह्याण्डप् न करोमि कृपया एकवारं पुनः आगच्छतु आम् आं धन्यवादाः इदानीम्